एकस्मिन् गृहे शिशुः इदानीं नवजातशिशुः अस्ति चेत् मातुः शिशोः द्वयोः अपि रक्षणं निश्चयेन आवश्यकम् तर्हि तयोः उत्तमस्थाने स्थाने उत्तमप्रकोष्ठे उत्तम् उत्तमे प्रकोष्ठे निश्चयेन ते भवितव्यम् अनन्तरं मातुः सम्यकम् उ उत्तमं पोषणयुक्तम् आहारम् निश्चयेन आवश्यकम् अनन्तरं तत्र प्रकोष्ठस्य समीपे पूर्वतनकाले तु एवम् आचरितम् परन्तु इदानीन्तनकाले तु एवं न आचरितं तदेव प्रकोष्ठे अन्य कोऽपि गच्छति चेत् शुद्धवस्त्रं धृत्वा अनन्तरम् एकवारं वा द्विवारं गच्छति चेत् चिन्ता नास्ति परन्तु तत्र प्रकोष्ठस्य शुद्धवातावरणम् अनन्तरं तस्याः उत्तमरीत्या पोषणं प पोषणयुक्ताहारम् आवश्यकम् शिशोः पालनमपि इदानीन्तनं वातावरणं तु अधिकम् उष्णमस्ति इति कारणेन शिशोः तु एवं स्नानादि तु एकादशदिनमनन्तरमेव भविष्यति एकादशदिनमनन्तरम् तयोः उत्तमजले शुद्धजले उष्णजले स्नानम् अनन्तरं पथ्यम् इति वदामः वयम् पथ्यम् इति आहारे आहारे पथ्यम् इति वदामः अधिकतया तद् शुद्धतया पथ्यम् इति तद् शुद्धपथ्यं दद्मः अनन्तरं शिशोः उत्तमरीत्या व वस्त्रं सर्वमपि शुद्धं भवेत् तदेव बहु मुख्यं भवति जागरूकतया मासत्रयं वा मासचतुष्टयं वा तेषां तयोः बहु सम्भा ब बहु अधिक सम्भालं निश्चयेन करणीयं तयोः तावदेव तर्हि रोगाः न भवेदेव भ् भवेत् नमो नमः